हरिः ओं नमोनमः भवान् कथमस्ति अस्ति अहं द्वि दिनं यावद् हरियाणा मध्ये तिष्ठामि तर्हि तर्हि किं किं दर्शनीयं स्थानं किं किं प्रसिद्धं स्थानमस्ति एवं भवान् हरियाणा प्रदेशे तत् भ्रमणार्थं भ्रमणार्थम् अहं इच्छामि

अग्रोहा किं तस्य किं तस्य मन्दिर मन्दिरं भवति वा किं तद् स्वरु आम् वाटिकामपि अस्ति

आम् आम् अनन्तरं पुन पुनः पुनः किं किम् अस्ति अनन्तरं किं किं पुनः अस्ति किं हरप्पा जो आजो यत् किं पूर्वमेव इतिहासम् मध्ये अस्माभिः पठितं वा तदेव

आम् आम् एव महोदय आम् आम् तर्हि कति कति दिनं यावद् द्वि दिनं यावद् तिष्ठामि तर्हि द्विदिनमध्ये समग्र हरियाणाप्रदेशम् अहं भ्रमणं कर्तुं शक् शक्नोसि वा शक्नोमि वा

तर्हि मम टिकट् अस्ति रेलयानस्य टिकट् आगस्ट् दशदिनाङ्के अस्ति तर्हि अहं द्विदिनं यावद् भ्रमणं कर्तुम् इच्छामि तदनन्तरं तदनन्तरम् अहम् उत्कलं प्रति गच्छामि आम् एव महोदय आम् एव महोदय धन्यवादः महोदय